कूपात् जलं कथम् आकर्षयसि इति अस्ति तत्र अहं तु कूपप्रदेशे नास्मि अस्माकं गृहे कूपः एव नास्ति नाम कूपं विना तर्हि जलं कथम् इति पृच्छन्ति चेत् अस्माकं गृहतः किञ्चित् दूरे एकं तडागः अस्ति अतः आवर्षं जलं निरन्तरं प्रवहति गृहस्य पार्श्वे एव अतः तत्र जलस्य आकर्षणस्य अवकाश आवश्यकता एव नास्ति तत्र जलं स्वयम् आगच्छति निर्गच्छति अतः वयं यावत् आवश्यकं तावत् स्वीकुर्मः तावदेव अतः तत्र विद्युत् इत्यादि जलाकर्षणार्थं नावश्यकमेव कूपः एव नास्ति इत्यतः